हा हलो आम् अहं भवताम् आपणात् कङ्कणं स्वीकृतवती अस्मि तस्य स कङ्कणस्य वर्णः स्वर्णवर्णः अस्ति सः बहु दीप्तवर्णः अस्ति यो यः कः अपि तं कङ्कणं पश्यति तर्हि सः पृच्छति कुतः भवती आनीतवती इति अहं बहुधा धृतवती अस्मि तथापि तस्य वर्णस्य नाशः न जातः भवताम् आपणस्य कङ्कणानि बहु उत्तमानि सन्ति